संस्कृतस्य प्रसारप्रचारार्थं राष्ट्रीयसंस्कृतसंस्था तथा च संस्कृतभारतीद्वारा समग्रभारतवर्षे विभिन्नशिबिरादि चालयन्ति तथा पत्राचारमाध्यमेन प्रसारं कुर्वन्ति केवलं संस्कृतस्य छात्राणां कृते एव न सर्वेषां छात्राणां कृते लाभदायकं कार्यं करोति ताः संस्थाः पुनः अस्माकं प्रान्ते अन्यसंस्थाः अपि सन्ति ये समाजस्य कृते बहूनि कार्याणि कुर्वन्ति सन्ति ताभिः संस्थाभिः विभिन्नानि बृद्धाश्रमाः बालकेन्द्राणि च चालयन्ति तथा समाजस्य हितं कुर्वन्ति तासां संस्थानां विभिन्नहितकार्यद्वारा समाजस्य जनाः उपकृताः भवन्ति इति